लेखने मम रुचिः अस्ति अहं यदा कदा लेखनमपि करोमि मया बहुवारं मम मित्रेभ्यः परिवारजनेभ्यश्च उपहाररूपेण लेखं लिखितम् यदा कदा पद्यमपि लिखामि किन्तु उपहाररूपेण पद्यं कस्मैचित् अपि न लिखितम् एकवारम् अहं मम भ्रातुः जनिदिवसस्य उपलक्ष्ये एकं लेखं लिखितवती तद् लेखं तस्मै बहु अरोचत लेखं पठित्वा सः अमोदत मम मित्राय अपि मित्रतादिवसे एकं लेखं लिखित्वा उपहाररूपेण दत्तवती सोपि पठित्वा आनन्दं प्राप्तवान् अद्य मम अनुजस्य जन्मदिवसे अतः तस्य कृते अहम् एकं लेखं लिखित्वा तम् उपहाररूपेण दत्तवती तल्लेखं पठित्वा सः अमोदत